अहं दीवाली दीपावलिः निमित्तम् एकां महिलानाम् उपयुज्यमानं हस्तस्यूतः क्रयणार्थम् आपणं गतवती तत्र यदा सोपानानि आसन् तत्र उत्तमरीत्या स्यूताः प्रदर्श्यमानाः आसन् अहं तु बहु कालात् परम् एतत् मया स्वीकृतमिति कारणेन किञ्चित् अधिकधनं व्ययीकृत्वा स्वीकृत्य गृहं प्रति आनीतवती दिनद्वयात् परं यदा अहं पश्यामि तत्र तु केचन बाहाः चिह्नाः आसन् यत् तस्मिन् दिने अहं द्रष्टुं विस्मृतवती अतः पुनः अहम् आपणं गत्वा यदा अहं प्रदर्शितवती ते न अङ्गीकृतवन्तः तेषाम् अभिप्रायः मया एतत् उपयुज्यं कृतम् अस्ति अतः एव एतत् भग्नाः सन्ति इति उक्त्वा मां निराकृतवन्तः अतः तस्मिन् आपणे कदाचित् केऽपि मा गच्छन्तु इति मम अभिप्रायः जायमानः अस्ति